मम प्रदेशे बहवः सांस्कृतिक उत्सवाः सन्ति तेषां च रासलीला इति सांस्कृतिक उत्सवः अस्माकं प्रदेशे वर्तते मणिपुरिनृत्यं मणिपुरि रासलीला इति अपि उच्यते एकं जगोय् अस्ति तथा च अष्टेषु प्रमुखेषु भारतीयशास्त्रनृत्यरूपेषु अन्यतमः अस्ति यः मणिपुरराज्यात् उत्पन्नः अस्ति नृत्यरूपं राधाकृष्णस्य मधुररसस्य भक्तिविषये ओतप्रोतं सौम्यनेत्रैः मृदुशान्तिपूर्णशरीरगतिभिः च लक्षणीयम् अस्ति